मम नाम गणेशः मूलतः आन्ध्रीयः अस्मि आदूनि इति प्रदेशे जन्मं प्राप्तवान् बि एस् सि पर्यन्तम् आदुनी मध्ये एव पठितवान् तत्र एव मम विद्याभ्यासः तदनन्तरं कर्णाटकराज्ये सूरत्कल् मध्ये के आर् ई सी इति विद्याशालायां मास्टर्स् आफ् कम्पूटार् अप्लिकेशनस् एम् सी ए अधीतवान् गत पञ्चविंशतिवर्षेेभ्यः ऐ टी क्षेत्रे कार्यं कुर्वन् अस्मि मम भार्यापि ऐ टी क्षेत्रे एव कार्यं करोति पुत्र्या साकं संस्कृतेन वार्तालापम् अपि करोमि पुत्रः द्वादशकक्षां समापितवान् अहम् ऐ टी क्षेत्रे गत पञ्चविंशतिवर्षेभ्यः यत् अनुभवः तत् बेंगलुरुनगरे अनन्तरम् आस्ट्रेलियादेशे यूरोप् मध्ये अपि बहु अटितवान् सर्वत्र अस्माकं भारतीयाः एव ऐ टी क्षेत्रे बहवः सन्ति इति बहु प्रमोदस्य विषयः अनन्तरं मम संस्कृतविषये अपि आसक्तिः संस्कृतभारत्याः परिचये तत् साधित्यम् अभवत् सम् सम्भाषणशिबिरद्वारा प्रविश्य तदनन्तरं पत्रालयद्वारा संस्कृतविषये कोविदपर्यन्तम् अपि पठितवान् इदानीम् उत्तर दायित्वम् अपि अस्ति मैसूर् विभागस्य संयोजकः इति छात्ररूपेण इदानीमपि अहं भगवत्गीतां रामायणञ्च पठन् अस्मि